आम् इदानीं गणेशः ट्रावेल्स् अस्ति वा मम इदानीं तिरुपतिः मध्ये दर्शनार्थम् आगच्छामि मया साकं मम परिवारः परिवारञ्च परिवारः च भवति पञ्चसङ्ख्याकाः भवन्ति भवन्ति तत्र एकं रिक्शो आर्डर् करणीयम् तदर्थम् आह्वयामि इदानीं पञ्चमदिनाङ्के जुलै मासस्य पञ्चमदिनाङ्के वयम् आगच्छामः तत्र तत्र पिकप् लोकेशन् भवति तिरुपतिः स्टेशन् तत्रतः मन्दिरं प्रति ओक्ष् रिक्षो आवश्यकी आवश्यकं भवति तदर्थम् आह्वयामि इदानीं पञ्चमदिनाङ्के जुलै मासस्य पञ्चमदिनाङ्के तत् भवतु